समीपस्थनगराणि अहं मा प्रतिमासे द्विवारं गच्छामि किमर्थम् इत्युक्ते मम मम कुलदेवः मम देवः मन्त्रालयं तदेव अस्सि पूजार्थं अपि पूजार्थं च दर्शनार्थं च गच्छामि तदनन्तरं मम अनेके बान्धवाः अपि एतत् नगरे एव एतत् नगरे एव सन्ति व वयं वयं सर्वे मिलित्वा मन्दिरं गत्वा मन्दिरं गत्वा देवदर्शनम् अपि करो कुर्वन्ति तदनन्तरं वयं सर्वे मिलित्वा बहिः ग गत्वा गच्छन्ति सर्वे बहिः गच्छन्ति एतत् एतत् विषये अहं ब बहु सन्तोषम् अनुभवामि